रामायण महाभारतेषु विद्यमानाः अतिमानुषघटनानां विषये मम अभिप्रायः जानकीं रावणः अपहरणं कृतवान् इति सर्वे जानन्ति एव सीतायाः अन्वेषणार्थं रामः उद्युक्तः श्रीरामः सीतायाः अन्वेषणं कुर्वन् कुर्वन् किष्किन्धां प्रति प्रविशति तदानीम् तत्र सुग्रीवः वदति हनुमन्तं सूचयति एवं भवान् यः कोऽपि नाम व्यक्तिः आगच्छन् अस्ति तत्र मानवः सः कः इति ज्ञात्वा आगच्छतु इति हनुमन्तं सूचयति तदानीं हनुमान् मारु वेषं धृत्वा श्रीरामस्य समीपे गच्छति तत्र गत्वा वृत्तान्तं ज्ञात्वा ततःपरं निजरूपं दर्शयति श्रीरामाय तदानीं श्रीरामः वदति मम पत्न्याः अपहरणं जातम् अस्ति अतः अहम् अन्वेषणं कर्तुम् आगतवान् इति तदा तज्ज्ञात्वा हनुमान् किं करोति इत्युक्ते सुग्रीवस्य समीपे तम् आनयति तदानीं सुग्रीवः अपि जातं वृतान्तं किं जातम् इति वृत्तान्तं ज्ञात्वा लङ्का कुत्र अस्ति इति सः दर्शयति नाम समुद्रोल्लङ्घनं कृत्वा लङ्कां प्रति गन्तव्यम् आसीत् तत्र अशोकवने सीता आसीत् वस्तुतः समु समुद्रस्य उल्लङ्घनं कर्तुं कः समर्थः इत्युक्ते हनुमानेव समर्थः आसीत् तत्र सुन्दरकाण्डे श्लोकमेकं वर्तते यत् ततो हनूमान् दशकण्ठनीतां सीतां विचेतुं पतिचारणानां महेन्द्रशैलस्य खगेन्द्रवेगः प्रस्तादुदस्तात् प्रतिमानवेगः इति श्लोकः वर्तते एतत् सर्वं ज्ञात्वा हनूमान् सीतान्वेषणाय महेन्द्रशैलात् प्रस्थानं करोति इति अस्य श्लोकस्य अर्थः वस्तुतः